अहं वस्तुं क्रीतुं आर्डर् कृतवती किन्तु प्रथमे यः एड्रेस् आसीत् तत्र किञ्चित् समस्या अस्ति वर्तमाने तत्र मम उपस्थितिः नास्ति कारणं अहं वर्तमाने आगरतलायाम् अस्मि तदर्थं अहं डेलिवरि पार्ट्नरेण सह वा रेष्टोरेण्ट् पार्ट्नरेण सह सम्पर्कं करिष्यामि प्रथमे यः एड्रेस् आसीत् तत् परिवर्तनं कृत्वा अहम् नूतनं एड्रेस् दास्यामि मम दूरवाणीसंख्यामपि दास्यामि तदनन्तरं सः आगर्तला रेल् स्टेशनतः आटो तः युगोतारा इति स्थाने आगमिष्यति